पुन्यपत्तनसमीपे एकः लघुग्रामः आसीत् तत्र मम पितॄणां पाठशालायां अनेके छात्राः पठन्तः आसन् वातावरणञ्च ईदृशम् आसीत् यत् परितः लघ्वी एका नदी प्रहवती उद्यानञ्च महत् भवति अनेकाः गावः भवन्ति बालकाश्च अनेके भवन्ति ते सर्वे अपि बालकाः प्रायः समानव्यस्काः अस्माभिः पठितं क्रीडितम् इतस्ततः यद्यत् कर्तव्यं तत् सर्वं यत् कृतम् तद् ईदृशजीवने इदानीं कार्यजीवने वा कदापि अनुभोक्तुं वा स्मर्तुं स्थापयितुं मनसि अविस्मर्णीयत्वेन स्थापयितुम् इदानीं तथा किमपि न दृश्यते किन्तु तत् तु तादृशं जीवनं यद्गतं पठनक्रीडन अटनेषु तादृशं जीवनम् इदानीं नास्ति तत् तु अविस्मर्णीयम् आसीत् इति अहं भावयामि